महाभारते मम इष्टटमं प्रात्रं भगवान् श्रीकृष्णः अस्ति सः सर्वदा निस्स्वार्थभावेन कार्यं करोति अतः सः मम इष्टतमं पात्रम् अस्ति पुनश्च सः कुत्रापि एषः मम आत् आत्मीयः अस्ति एषः मम ब बन्धुः अस्ति शत्रुः अस्ति तथा तस्य भावः नासीत् सर्वान् सः एकदृष्ट्या एव पश्यति स्म अत एव महाभारते मम इष्टतमं पात्रं भगवान् श्रीकृष्णः अस्ति